चरकः आयुर्वेदस्य पिता आयुर्वेदस्य वा जनकः इति उच्यते तेन चरकसंहिता इति चिकित्सा शास्त्रस्य ग्रन्थः लिखितः यस्मिन् बहूनां रोगानां वर्णनं तेषां चिकित्सा विषये च चर्चा कृता अस्ति तदनन्तरं सुश्रुतः भारतीय आयुर्वेदस्य महान् वैद्येषु अन्यतमः आसीत् तस्य सुश्रुतसंहिता प्राचीनवेदशास्त्रेसु उत्तमग्रन्थेषु अन्यतमम् अस्ति